आ नमस्ते अहं भवत्याः भोजनशालायाः विषये मम कम्प्लेण्ट् कर्तुमेव इदानीम् अहम् आहूतवती इदानीम् अत्र अद्य प्रभाते अहम् अत्र भोजनशालायाः त चायं पीतवती किन्तु मम रुचिः न इष्टा इदानीम् एवम् एवं चायं ददाति वा भवत्याः भोजनशालायां तत्र मधुरं किमपि नास्ति मधुरं किमपि नास्ति

ओ एवं वा हा क्ष क्षमा क्षमा करणस्य आवश्यकता नास्ति भवन्तं तत्र श्रद्धां ददातु इति कृत्वा ये अन्ये केचन आगच्छति चेत् तत्र विषमः भवति खलु अतः अहं भवतीमाहूतवती इदानीं पुनः श्रद्धां करोतु मम अनुभवः आ शिन्का म् आ आ

न न न अहम् अहं प्रतिदिनं अहं प्रायेण ततः तद् आहारं स्वी स्वीकर्तुम् अत्र आगच्छामि परन्तु अद्यैव मम एवम् अनुभवः आगतः अतः अहम् अद्यैव तत्र दूरवाणीं कृत्वा भवति तत् निवेदयामि तत्र श्रद्धां करोतु इत्येव मम अभिप्रायः

हा हा

आ ओके ओके ओके हा ओ अस्तु चिन्ता मास्तु न् न न किमपि अहं न किमपि न खादितवती यद् एद् एवमेव किन्तु म अद्यानि भवः जातः इ हा एकया एकया आगतवती एकया एव आगतवती अस्माकं भोजनशाला खलु मव मया वक्तव्यं भवति वा अस्माकं कलालयस्य भोजनशाला इति कृत्वा प्रभाते एव प्रभा प्रभाते एव प्रभाते एव अस्तु अस्तु अन्य केचन विषयः कोपि विषयः नास्ति इदानीं श्रद्धां कुर्वन्तु अद् अद्य चिन्ता नास्ति अस्तु अस्तु धन्यवादः धन्यवादः आम् अस्तु आ